हरिः ओं भगिनि नमस्ते भगिनि आगच्छतु कथमस्ति आमामाम् अस्तु अस्तु भगिनि बहु सन्तोषं भगिनि आगच्छतु प्रथमम् उपविशतु भवती भवत्याः पुत्र्याः विवाहः कुत्र निश्चितमस्ति अस्तु मण्टपस्य नाम किम् अस्ति ओ उत्तमं बहु उत्तमं बहु उत्तमं अस्माकं संस्थायाः नाम अस्ति एस् पि इति वयं सर्वविद इवेण्ट् किं किम् आवश्यकता भवति तत्सर्वं वयं कृत्वा व्यवस्थां कल्पयामः भवत्याः कृते कीदृशव्यवस्था अपेक्षितमस्ति आं वयं कुर्मः हा भवती एतद् सम्प्रदायं कीदृशमिति वदति चेत् तदनुगुणं वयं व्यवस्थां कल्पयामः यानस्य व्यवस्था कुतः अतिथयः आगच्छन्ति ततः वयं अतिथिम् आनयामः यत्र प्रकोष्ठः अस्ति इदानीं भोजनशालायां व्यवस्था कल्पनीयं चेत् अतिथीन् तत्र नयामः अनन्तरं पुष्पाणि आवश्यकं चेत् वयं तत्र पुष्पाणि आनयामः हा अनन्तरं फलानि आवश्यकं चेत् फलानि अपि आनयामः शाकव्यवस्था करणीयं चेत् वयं विपणीं गत्वा शाकमपि आनयामः भोजनव्यवस् व्यवस्था मध्ये यद् आवश्यकमिति वदति चेत् तद् मेनु अपि वयम् सिद्धतां कुर्मः कीदृशव्यवस्था अपेक्ष्यते इति वदन्ति चेत् तद् अनुगुणम् उत्तमरीत्या न्यूनमूल् शुल्कं सहितं वयं कृत्वा भवन्तं सन्तोषं कल्पयामः कीदृशव्यवस्था आवश्यकी इति वदतु भगिनि

ओ अस्तु अस्तु

अस्तु ओ अस्तु अस्तु धन्यवादः भगिनि कति दिनानि एतद् विवाहं चलति इति वदति चेत् तदनुगुणं सर्वविधव्यवस्थामपि वयं कल्पयामः हा तत्र संगीत फ़ङ्क्षन् गीतस्य मेहन्दि एतादृशमपि भवति वा ओ तर्हि तस्य व्यवस्था न अस्तु अस्तु उत्तमं भगिनि धन्यवादः भगिनि पुनर्मिलामः